अस्मिन् विरामे मया मैसूर् गन्तव्यम् इति चिन्तितं वर्तते कुतः नाम तत्र परिचिताः सन्ति इति अतः अहं मैसूर् गन्तुम् एवं प्लान् प्लान् कर्तुं प्लान् कृतवान् अस्मि बैक् द्वारा गन्तव्यम् इति तत्र मम स्नेहिताः अपि भवन्ति तेन सह मैसूर् गत्वा तत्र चामुण्डी देव्याः दर्शनं कृत्वा तत्र मम अत्तिगे गृहं गन्तुम् अहम् इच्छुकः अस्मि तदर्थं प्लान् कुर्वन्नस्मि